पुस्तकानि अतिरिच्य मासिकान् ब्लाग् विशेषान् वार्तापत्रान् पठन् अस्मि मासिकपत्राणि मध्ये अर्धमास मासत्रयं मासिकपत्रान् षड्मासिकपत्राणि एवं भवन्ति मासिकपत्राणि मध्ये अस्ति साफल्यम् पूर्वपत्रिका एवं त्रयमासिकपत्रकम् अस्ति मनु संहिता पत्रिका प्रवेशपत्रिका एवम् मास मासिकान् ब्लाग् मध्ये सम्भाषणसन्देशः वार्तापत्रान् मध्ये आनन्द बाजारः वर्तमानः जीविकादिशारी कर्मक्षेत्र कर्मक्षेत्र प्रशिक्षकः इत्यादि पत्राणि सन्ति